मे मासे पञ्चमदिनाङ्के त्रिसप्तत्यधिकनवदशशततमे वर्षे मम जन्म अभवत् जनवरी मासस्य अष्टमे दिनाङ्के मम पत्न्याः जन्मदिनं सप्त दिनाङ्के सप्तमदिनाङ्के फेब्रुवरि मासे टु तौज़न्ड् नव विंशत्यधिकनवति नवतमे वर्षे मम पुत्रः जन्म जातः अनन्तरं मार्च् पञ्चमे दिनाङ्के पुत्री मार्च् चतुश्श विंशति चतुर्विंशतिः तमे दिनाङ्के मम विवाहश्च संजातः